मम उद्याने परिवर्तितं फलं प्रथमं भगवते अर्पणं कृत्वा सर्वेभ्यः कर्तयित्वा वा पूर्णं फलं वा वितरणं करोमि परिवर्तितानि पुष्पाणि सर्वं माला कृत्वा वा अथवा पृथक् पृथक् वा वा भगवते अर्पणं करोमि अर्चना करोमि अधिकं पुष्पाणि वा फलानि वा सन्ति चेत् पार्श्वे विद्यमानानां गृहजनानां कृते वितरणं करोमि अपि च पार्श्वे विद्यमानं मन्दिराय अपि ददामि